यदा वयं शारिरिकरूपेण परिश्रमं कुर्मः अथवा शरीरं दण्डयामः तदा एव अस्माकं कृते मानसिकशान्तिः मिलति अतः एव पूर्वजैः उक्तं यत् व्यायामः करणीयः योगाभ्यासः करणीयः इति क्रीडा अपि एतेषु एव अन्तर्भवति क्रीडायाः माध्यमेन एव वयम् उद्विग्नतां निवारयितुं शक्नुमः एवमेव आनन्दम् अपि प्राप्स्यामः